कदा अहं बहु कष्टं बहुवारम् अन् अनुभवं कृतवान् तत्र हिन्दीभाषायां हिन्दीभाषायां ले लेखनं पठनं बहु कष्टम् आसीत् बाल्यकाले अहम् हिन्दी देवनागरी लिपिः तत्र भवति किल तत् पठितुं बहु कष्टम् अनुभवं अनुभवं कृतवान् बाल्यकाले न्यूस् तत्र आगच्छति तत्र न्यूस् रीडर् नाम तत्र दूरदर्शने आगच्छति तदा मम पिता पार्श्वे उपविशति स्म सः दृष्ट्वा तत स् नाम किं इति पृच्छति इति मत्वा अहम् अन्यप्रकोष्ठं गच्छामि स्म तदा अहं हिन्दीभाषायां बहु कष्टम् अनुभवम् अनुभवं कृतवान् एतदपि मित्रैः सह अहं एतत् विषये बहुवारं चर्चां कृतवान्